जीवनपाठः इत्युक्ते जीवनाठस्य न न जीवनपठस्य प्रभावजनकाः अनेके जनाः सन्ति तेषु प्रथमतया आगच्छन्ति मम माता पिता च यतः तेषः तैः एव अस्माकं जन्म अभूत् तदर्थं ते प्रथमतया प्रभावजनकाः अन्यः मम गुरुः श्रीपादाः तेषां न कार्येषु कौशल्यं समयस्य मौल्यं तथा विषयस्य अधिकतया अधिकं ज्ञानं तथा अपि कदा न कदा कस्मिन् विषये कस्मिन् समये कथं वक्तव्यम् इति तैः अस्माभिः बहुज्ञातम् अस्ति तदर्थं तेषां प्रभावः बहु अस्माकम् अस्ति तदपि अन्ये अन्ये जनाः तत् समये केचन अंशाः वदन्ति तेषामपि अस्माकं तत् समीचीनम् अस्ति चेत् मनसि निधाय तत् अंशम् अस्माकं जीवने अङ्गीकृत्वा तत् जीवने अग्रे नयामि